हरिः ओम् अहम् अद्य प्रातः यानम् उक्तवती उक्तवती आसं तत्र अहम् अड्वान्स् रूपेण धनमपि दत्तवती आसं तत्र किं नाम अहम् अद्य प्रातः षड्वादने एव अत्र भवेयुः इति उक्तमस्ति परम् इतोऽपि अष्ट इदम् इदानीम् अष्टवादनं जातमस्ति यथार्थतया ते न आगतमस्ति तदर्थं मया यद् धनं दत्तं तत् पुनः प्रयच्छन्तु नास्ति चेत् मया यत्र गन्तव्यं तत्र समये एव प्राप्तुं न शक्नोमि तदर्थं मया यद् यानम् उक्तम् अस्ति तद् न आगतम् इत्यतः अस्माकं भवन्तः यानं न अपेक्षितमस्ति यदि तः सः चालकः अपि यदि अहं दूरवाणी करोमि तर्हि न उन्नयन् अस्ति तदर्थम् अहं भवन्तः कृते दूरवाणी कृता कृतवान् अस्मि तत्र सः तस्मै किञ्चित् दूरवाणीं कृत्वा एकवारं सूचयन्तु यदि इदानीं न वा इदानीं दशनिमिशेषु यदि सः न आगच्छति तर्हि मह्यं यद् धनं मया दत्तम् अस्ति तद् मह्यं धनं पुनः प्रयच्छन्तु अहम् अन्यद् यानम् अन्विष्य तस्मिन्नेव अहम् अहं गमिष्यामि मम दिनत्रयं प्रवासकरणमस्ति इतोऽपि यः सः न आगतः तत् इत्यतः मह्यं धनं पुनः प्रयच्छन्तु इति प्रार्थये